आम् अहं मम छायाचित्रं फ़ेस्बुक् वाट्सप् मध्ये प्रकाशयामि यद् अहं फ़ेस्बुक् मध्ये प्रकाशयामि तद् स्मृतिरूपेण स्थास्यति वयं यदा कदापि तत्र गत्वा द्रष्टुम् अपि शक्नोमि अन्यस्मिन् जनानां दर्शयितुं शक्नोमि तथा च अस्माकं प्रतिदिनं प्रचाल्यमान यानि कानि कार्याणि सर्वाणि विषयाः अपि सामाजिकमाध्यमद्वारा प्रकटीकर्तुं शक्नोमि तत्र अहं शैक्षणिक उपकरणानि अपि च सूचनाः इत्यादिकं प्रकाशयामि